हरिः ओम् नमोनमः आम् आं महोदय आम् आम् आमां महोदय मम क् हा मम कृते लोन् अपेक्षते तस्य लिमिट् किमस्ति मम अहम् एकं हौस् लोन् स्वीकरोमि तथा च ममपेक्षा अस्ति एकं यानं स्वीकर्तुं तर्हि अहं कार् लोन् स्वीकरोमि तस्य किम् अस्ति इन्ट्रस्ट् किम् अस्ति तथा मम यत् वेतनमानमस्ति तत् सेवेन्टि फै थौसन्ड् अस्ति महोदय तर्हि वरं पश्यन्तु मम कृते कियत् लोन् भवान् दातुं शक्नोति इति एकवारं पश्यन्तु न मम कृते पञ्चविंशतिलक्षं तु हों लोन् अपेक्षते तथा च विंशतिलक्षं कार् लोन् इति मम कृते इक्षा अस्ति भवान् कियद् दातुं शक्नोति इति मां सूचयन्तु पञ्चविंशतिः गृह गृ हौस् लोन् हों लोन् तथा हा विंशतिलक्षं कार् लोन् इति तद् द्वयम् अपेक्षते आमामाम् हा तस्य इन्ट्रस्ट् रेट् किम् अस्ति ओ हो हो

तर्टि फ़ै ओ तर्हि एकं कार्यं करोतु महोदय विंशतिलक्षं मम हों लोन् कर् ददातु तथा च पञ्चदशलक्षं कार् लोन् ददातु ओ महोदय मम एका जिज्ञासा अस्ति यदि अहं गोल्ड् लोन् स्वीकरोमि तर्हि तस्य कृते कियत् इन्ट्रस् रेस्ट् अस्ति एकवारं सूचयन्ति वा

आमां मम पार्श्वे मम पार्श्वे टु हन्ड्रेड् ग्राम्स् गोल्ड् अस्ति तत् अहं तत्र नयामि तर्हि मम कृते कियद् धनं भवान् ददाति आमामाम् आमामामम् आमां तर्हि महोदय मम कृते आदौ तु हों लोन् तत्तु अनिवार्यमेव अस्ति तस्य कृते मम किं किं पत्राणि अपेक्षते तदेवं सूचयन्तु

आमाम्

आमाम् आमामां तर्हि महोदय अहं मम आधारः कार्ड् पेन् कार्ड् तथा च मम अपाय्ण्ट्मेण्ट् ओर्डर् प्लोट् रिजिस्ट्री एवं सर्वं डोक्युमेण्ट् स्वीकृत्य अहं कदा आगमिष्यामि एवं सूचयन्तु आम् आम् आं धन्यवादः महोदय अहं श्वः एव आगमिष्यामि आम् आं धन्यवादः